हा हरि ओम्

दातुं शक्यते हा ह्म् तथा हा अस्तु भवतु पुनः तर्ह् तथा चेत् एकमेव गृहमस्ति तत्र समीपे बहु समीपे गृहाणि अपि न सन्ति तथा चेत् शक्य

ह्म् दूरमस्ति परन्तु एकमेव गृहमस्ति समीपे किमपि नास्ति अतः भयम् इत्यादिकं भवति चेत् क्लेषः अतः अस्तु हा अस्ति अस्ति

हा सम्यग् सुव्यवस्थितमेव अस्ति हा हा अस्ति इतोपि यदि अधिकम् प् अपेक्षितं भवति भवतीनां कृते तर्हि वयं कृत्वा यच्छामः हा हा हा आगच्छन्तु कदा शक्यते भवतीनाम् आगन्तुम्

एवं वा ह्म् ह्म् ह्म् हा शक्यते अस्य कृते चिन्तयामः एकवारं

एकमासस्य कृते दशसहस्रं भवति एवं भवतीनां कृते एव इति वा तर्हि तत्र वातावरण इत्यादिकं बहु सम्यकस्ति अतः दशलक्षं भवति हा शक्यते

राम्राम्